प्रदेशे अस्मिन् सर्वेभ्यः जनेभ्यः निश्शुल्कवैद्यव्यवस्था सर्वकारेण कल्पिता तथा च चिरञ्जीवी इति नामाख्या काचित् काचित् योजनापि सर्वकारेण कल्पिता वर्तते यथा प्रदेशे अस्मिन् औषधालयेन धनं नैव स्वीक्रियते तथा प्रदेशे अस्मिन् राराजमाना वैद्यशाला सर्वैर्रपि प्राप्तुं शक्यते